अधुनातनकालेषु पारम्परिकशिक्षणं प्राप्तुकामाः अधिकाः जायमाना सन्ति यतोहि प्राक्तनकालेषु पारम्परिकशिक्षणमेव सर्वत्रापि भवति स्म सम्भवति स्म किन्तु अधुनातनकाले पारम्परिकशिक्षणं न्यूनं जातमिति कृत्वा सर्वेऽपि किं मेकाले आङ्ग्लशिक्षणं प्राप्य ततः ते ते तथा तेषाम् इच्छा न पूरिता येषां तत्र इच्छा न पूर्यते ते अस्माकं पारम्परिकशिक्षणं प्राप्तुम् आगच्छन्ति अपि च येषाम् अत्र इच्छा पारम्परिकशिक्षणस्य विषये इच्छा भवति ते आगच्छन्ति इच्छुकामाः एव अधिकाः आगच्छन्ति इति कृत्वा ते अध्ययनेषु समीचीनाः एव भवन्ति कदाचित् अन्यत्र कुत्रापि तेषां प्रवृत्तिः न भवति तादृशाः कदाचित् आगच्छन्ति किन्तु आधिक्येन इच्छुकाः एव आगच्छ आगच्छन्ति इति कृत्वा तेषां बुद्धिस्तरः समीचीनाः एव भवति तेषां लक्ष्यं भवति कदाचित् मनश्शान्तिः इति के केषाञ्चित् ये ज्येष्ठा भवन्ति अन्यत्र कार्येषु श्रान्तः भवन्ति ते कदाचित् वेदान्तम् इत्यादि अध्ययनार्थं पारम्परिक अध्ययनार्थम् आगच्छन्ति तेषां तु मनश्शान्तिः इत्येव प्रयोजनं किन्तु किन्तु ये छात्राः भवन्ति तेषां तु लक्ष्यं भवति समीचीनपारम्परिकशिक्षकः भवेयम् अथवा समीचीनः कश्चन विद्वान् भवेयम् इत्यादि तेषाम् इच्छा भवति तद्विषये